मम स्थाने विद्यमानानां कलाकाराणां कलां प्रचुरं कर्तुं मया वस्तुप्रदर्शनानि योजयामि यदा मम गृहे कार्यक्रमः भवन्ति तदा तान् कलाकारान् गृहान् आह्वयामि तेषां कलानाम् अन्येभ्यः पर्याय परियाययामि यदा मम मित्राणां बान्धवानां गृहे कार्यक्रमाणि भवन्ति तदा एतेषां कलाकाराणां कृते अवकाशं प्रय प्रचय प्रचयतु इति प्रार्थयामि तेषां कलासम्बन्धकार्यक्रमाणि सन्ति चेत् कलाकाराणां सूचयामि लयन्स् क्लब् महिमा महिलासंस्थासु एतेभ्यः कलाकारेभ्यः तेषां कलां प्रचारयायितुम् अवकाशं परिकल्पयामि विरामकाले छात्र छात्राभ्यः कलानां ज्ञानं भवतु इति शिबिराणि योजयामि